अत्र प्रश्नः वर्तते त्वं काल्पनिककथां लिखितुम् इच्छसि उत वैचारिक प्रबन्धान् सत्यं ब्रबीमि अहम् अहं तु न कथालेखकः किन्तु वैचारिकप्रबन्धान् बहून् अपि दृष्ट्वा बहुवारं मया लिखितम् अस्ति एवं च नैकासां नैकासां कथानाम् अपि तेलुगु कथानां संस्कृतेन अनुवादम् अपि मया कृतम् अस्ति मम मम मह्यम् अत्यन्तम् इष्टतमः लेखकः भगवान् वाल्मीकिः तेन किं लक्षितान्वया इत्युक्ते भगवतः वाल्मीकेः वाङ्मयम् अजरामरम् अस्ति तस्मात् अहं भगवतः वाल्मीकेः वाङ्मयम् एव बहुधा इच्छामि तत् प्रचाराय सर्वथा कटिबद्धः अस्मि